हरिः ओं नमस्ते वदतु अहम् अथर्वा राहुलस्य माता वदामि सम्यक् अस्मि भगिनी वदतु भवती कथमस्ति हा अस्तु आं भवती मम मम पुत्रः मम पुत्रः अत्र कक्षायै आगतवान् सम्यक् पठन्ति वा तस्य स्वभावः कथम् अस्ति वा तस्य अन्येषां के कृते कथं व्यवहरन्ति इति किमपि वक्तुं शक्यते वा

अस्तु वा आं भगिनी आम्

आ ह हो अन्येषां कार्ये किमपि बाधा दातुं दास्यति वा

ओ ओ आ ओं तद् हा ओ सत्यं सत्यं तौ युगलौ किल तथा अन्येषां कृते कथं व्यवहरणीयं ते तु न जानन्ति यथा जन्मनः जन्मनः अद्यपर्यन्तं द्वयोः तयोः अपि स्वस्य राहुल् अथर्वा अथर्वा पश्यति राहुल् राहुल् पश्यति अथर्वा तदेव आं सत्यं सत्यं सत्यं सत्यं भवती किञ्चित् भवती किञ्चित् स सम्भाषणं करोतु किञ्चित् न बोधयतु तेषां न करणीयम् अन्येषां कृते अपि अस्माकम् अस्तु मा

ते आम् आम् सत्यं धन्यवादः अनन्तरं धन्यवादः महोदये